हरिः ओम् हरिः ओं नमो नमः महोदय महोदय महोदय सुप्रभातम् महोदय सुप्रभातं महोदय अहं मम कृते खाता आवश्यकं महोदया मम धनसंरक्षणार्थं कथं किं करणीयं वदतु महोदय आम् उद्घाटयितुम् इच्छामि अहम् आगच्छामि महोदय महोदय आवेदनपत्रं किमपि अस्ति वा लेखन लेखनी लेखनी अस्ति वा महोदया किं किम् आवश्यकम् आवेदनपत्रस्य पुरणार्थं तस्मिन् स्थापयितुं डाकुमेण्ट्स् किं किम् आवश्यकम्

भावचित्रम् एकम् आम् अनुमतिपत्रम् आम् स्थानस्य आम् विद्युत् रिसिट् अस्तु असतु महोदय किं महोदय इतोपि महोदय उद्घाटनार्थं किमपि महोदया धनं धनं किमपि पूर्वमेव धनं दातव्यं भवति वा मिनिमम् सामान्य सामान्यरक्षणं किमपि मिनिमम् बेलेन्स् किमपि दातव्यं भवति वा पूर्वमेव किञ्चित् धनं अपेक्षा अपेक्षा अस्ति वा तत्र कति रूप्यकानि महोदय पञ्चाशत् भवान् उत्तमः महोदय अन्यः कोपि भवतः स्थाने भवति चेत् पञ्चाशत् पञ्चशतरूप्यकानि पृच्छन्ति भवान् केवलं पञ्चाशत्रूप्यकानि पृष्टवान् अस्तु महोदय अस्तु कदा आगच्छामि महोदय कदा आगच्छामि श्वः विरामः अवकाशदिनम् अस्ति वा कः समयः महोदय कदा समयः कः महोदय सार्धनववादने अस्तु महोदय अवश्यम् आगमिष्यामि अस्तु अस्तु महोदय